अहं कुत्रापि पाकप्रतियोगितायां दूरदर्शनकार्यक्रमे कुत्रापि भागं न गृहीतवती पुनश्च अहं युट्युब् चानल् वीड्यो युट्युब् मध्येऽपि चानल् इत्यादिकं कृत्वा विड्यो न स्थापितवती किन्तु गृहे एव अहं पाकादिकं करोमि यदा

आहारनिर्माणं नाम पाकनिर्माणं करोमि यता अस्माकं कर्नाटकराज्ये रागिमुद्दे नाम बहु फ़ेमस् वर्तते तदहं ट्रै कृतवती नाम प्रयत्नं कृतवती तदपि सम्यक्तया आगतमासीत् मम गृहे सर्वेऽपि सम्यक् अस्ति सम्यक्तया कृतवती इति उक्तवन्तः पुनश्च पोलिका कन्नडभाषायां होळिगे इति वदन्ति तदपि अहं स्वयं निर्माणं कृतवती मम माता मास्तु तद् नाम कर्तुं न शक्यते किञ्चित् क्लेशः भवति इत्यादिकम् उक्तीति तथापि मम इच्छा आसीत् अतः अहं तत् स्वयं दृष्ट्वा स्वयं निर्माणं कृत्वा सर्वेषां कृते नाम गृहे ये भवन्ति तेषां कृते दत्तवती तेऽपि सम्यक्तया आगतं भवती सम्यक्तया कृतवती इत्यादिकम् उक्तवन्तः अतः मम पाककार्यं मम मम बहु इच्छा वर्तते अतः युट्युब् दृष्ट्वा तत्र विशिष्टं यदि पाकम् आगच्छति तदहं करोमि